कृषिपदार्थानां विपणिं दातुं ये कृषिकाः सन्ति ते कानि कष्टं कानिचन कष्टं ते अनुभवन्ति यतो हि भारतः कृषिप्रधानः देशः स्यात् तथापि तत्र कृषिकाः लघुकृषिकाः कृषिकेषु लघुकृषिकाः एव अधिकाः सन्ति लघुकृषिकाः नाम तेषां समीपे अल्पा भूमिः भवति ये बृहत्कृषिकाः सन्ति तेषां तावान् कृषिं तावत् तत्र बृहत्कृषिकाणामपि विपणिं विपणिं प्रति दातुं कष्टं वर्तते यतो हि ते निरन्तरं निरन्तरं कृषिपदार्थानाम् अपेक्षा वर्तते तेषाम् एकस्मिन् प्रदेशे एकस्मिन् प्रदेशे तस्य निरन्तरप्राप्तिः बहु कष्टम् यतो हि काचन कानिचन कृषिवस्तूनि वर्षे एकवारं तस्य प्राप्तिः भवति कानिचन कृषिवस्तूनि तदा तदा तेषां प्राप्तिः भवति यथा कदलीपळं स्वीकुर्मः तदा तदा तस्य प्राप्तिः भवति किन्तु विपण्यां तस्य बृहत् रूपेण आधिक्येन तस्य अपेक्षा अपेक्षा वर्तते ये लघुकृषिकाः सन्ति तेषां किञ्चित् कष्टं भवति आधिक्येन रूपेण दातुं यतो हि उत्पन्नम् उत्पत्तिः एव तेषां भूम्याम् अल्पा अल्पा अल्पा भूमिः वर्तते तस्मात् उत उत्पन्नमपि न्यूनं न्यूनं वर्तते नैरन्तर्येण तेषां विपणीनां तेषां वस्तूनां प्रदानं कष्टं भवति यत् फूगीपलं यदस्ति तस्य एकवर्षे एकस्मिन् एकवारं तस्य फलप्राप्तिः भवति गृहे फलप्राप्तिः मासत्रये मासचतुष्टये भवति सर्वेषु प्रदेशेषु आवर्षं व्रीहिः आवर्षं नाम मासचतुष्टये एकवारं तस्य तस्य प्राप्तिः भवति यत्र जलं जलस्य अधिका अधिकप्राप्तिः वर्तते तत्र अन्यथा वर्षकाले एकवारं तस्य प्राप्तिः भवति विपण्यां विपणकाः सर्वेषां वस्तूनां न्यूनं न्यूनं न्यूनातिन्यूनं धनं दत्वा कृषिकद्वारा ग्रहणं कर्तुं प्रयत्नं कुर्वन्ति यतो हि ते कृषिकाः तेषाम् अन्यः अन्यः अन्यः मार्गः नास्ति यदि न्यूनवरम् अन्यः अन्यः मार्गः नास्ति तेषां यदि न्यूनं धनं दत्वा यदि स्वीक्रियते तर्हि अस्माकं लाभः जास्ति लाभः अधिकः भवति इति विपणिकाः चिन्तयन्ति

अत्र विपणिकाः यथा वदन्ति तथा कृषिकाः श्रोतव्यं भवति तद् कृषिकाणां किञ्चित् कष्टं भवति यतो हि तेषां कृषिकार्यं यदस्ति तत्सर्वम् उत्पन्नं तस्य कृषिकार्यं यदस्ति तत् कृषिः उत्पन्नद्वारा द्रष्टव्यं जीवनस्य यापनं जीवनावाश्यकवस्तूनाम् आवश्यकता भवति तस्य तदपि कृषिः उत्पन्नद्वारा एव तैः निर्वहणं कर्तव्यम् अतः वा विपणिकाः तस्य तदर्थम् एव ए पि एम् सि इति यदस्ति तत्रैव अधिकाः कृषिकाः तेषां वस्तूनां विक्रयणं कुर्वन्ति